शेर् मार्केट् विषये अहं तावत् अधिकं न जानामि यतोहि अहं छात्रा अस्मि शास्त्रीकक्ष्यायां पठन्ती अस्मि अहं तद् फ़ील्ड् मध्ये इदानीं न प्रविष्टः यतोहि तावद् ज्ञानं नास्ति तथापि किञ्चित् वक्तुं शक्नोमि यद् तत्र किमपि कम्पनी मध्ये यद् अहं यदि स् धनं दास्यामि यदि तद् कम्पनी सम्यक् चलति तद् प्रोफिट् मध्ये अस्ति तदा मह्यमपि धनं अहमपि मह्यमपि धनं प्राप्नोमि यदि तद् कम्पनी सम्यक् न चलति तस्य स्थितिः सम्यक् नास्ति तद् लास् मध्ये अस् लास् मध्ये अस्ति तदा अहमपि लास् मध्ये अस्मि नाम मह्यमपि तावद्धनं न लभ्यते तत्र रिस्क् तु अस्ति एव अपायकरः अस्ति वा नास्ति इति तु अहं तावद् न वक्तुं शक्नोमि परन्तु तत्र रिस्क् तु अस्ति एव यतोहि कम्पनी यदि सम्यक् नास् सम्यक् न चलति नाम तस्याः तस्य स्थितिः तावत् सम्यक् नास्ति चेत् मम अपि तत्र लास् भवति